हरिः ओं नमो नमः महोदय कथमस्ति वा वा अहमपि सम्यगस्मि कुशली अस्मि एकं कार्यमासीत् तदर्थं दूरवाणीं कृतवान् हा भवत्याः अधुना अस्माकं विद्यालये अष्टवर्षणि जातानि हा तर्हि भवत्याः प्रशिक्षणविषये वयं चिन्तयामः यतः भवत्याः अग्रे उन्नयनं करणीयं भवति तर्हि भवती किं चिन्तयति प्रशिक्षणं विषये तर्हि मम मनसि एकं चिन्तनमस्ति भवती शोधकार्यं करोतु अग्रे संस्कृतं भवती पाठयति तर्हि एकं विषयं स्वीकृत्य शोधकार्यं करोतु अथवा कुत्रचित् शोधत्रमपि प्रेषयितुं शक्नोति यत् अस्माकं शिक्षकाणां प्रशिक्षणं तु आवश्यकमेव

यतः भवते सा दृष्टिः अस्ति भवती तत् कर्तुं शक्नोति हा मम मार्गदर्शनं तु अस्ति एव परन्तु भवति किं चिन्तयति कस्मिन् विषये भवती पठितुं शक्नोति किं कर्तुमिच्छति अत्र सं साहित्यम् आस्तु उत्तमं साहित्यं स्वीकृत्य एकं शोधपत्रं लिखतु पूर्वं मम परिचितः अस्ति तत्र अहं प्रेषयामि तत्र गत्वा भवती एकवारं पत्रम् अस्मात् स्वयं स्वकीयं पत्रं प्रदर्शयतु तस्य वाचनं करोतु

शक्यते खलु तर्हि कः विषयः तत्र स्वीकरणीयः भवती किं चिन्तयति बालकानां कृते कठिनं भविष्यति प्रायः विषयः ते एव सहायं हा परन्तु छात्रैः सह करणीयः तदर्थं भवती किं चिन्तयति छात्राः कं विषयं चेतुं शक्नुवन्ति अस्तु अस्तु तर्हि एकवारं पुनः वयं मिलामः मिलित्वा तस्मिन् विषये चिन्तनं कुर्मः अस्तु अस्तु मिलामः अस्तु